परह्यः महानगरस्य एकस्यां गोष्ठ्याम् सर्वेषां कार्यकर्तॄणाम् आगमनम् आसीत् सायङ्काले गोष्ठी आयो आयोजिता आसीत् तस्मात् भोजनस्य आर्डर् कृतम् कश्चन उत्तमः आपणिकः उत्तमं भोजनम् आनीय दत्तवान् सुस्वादुभोजनम् आसीत् धनमपि अल्पमेव स्वीकृतवान् अल्पं नाम योग्यं धनं स्वीकृतं तेन अधिकं न स्वीकृतवान् पुनश्च उत्तमरूपेण सः व्यवस्थां कृत्वा गतवान् सर्वान् भोजयित्वा गतवान् उत्तमः जनः सः